मम कुटुम्भस्य विषये मम माता एव मम दैवम् अहं यदि सप्तवर् नव यदा सप्दवर्षीय भालिका आसीत् तदानीमेव मम पिता दिवङ्गतः मम मातुः कार्यं कृतवती सम्यक् पठितवती कार्यं कृतवती अतः माता एव मम अद्यतन स्थिति स्थितौ कारणं सा उक्तवती सम्यक् पठतु पठतु इति अतः अहं पठतवती सम्यक् इदानीं सम्यक् स्थितिम् अहम् अस्मि मम भ्रातु द्वयम् अस्ति ते अपि बहुसहाय्यं कृतवन्तः कदापि अहं न चिन्तितवती मम पिता नास्ति इति भ्रातु द्वयमेव मम जीवने बहुसम्यक् उपयोगं कृतवन्तः मम आधारभूतः भ्रातुद्वयं मित्राणं विषये अपि यत् अहं भारतदेशे बहुत्र उषितवती गुजरात् देशे महाराष्ट्रा देशे किन्तु सर्वत्र मित्राणि बहूनि आसन् सर्वे बहु सम्यक् बहुसम्यक् उपकारं कृतवन्तः यदि गन्तव्यम् आसीत् कार्यालयं प्रति गन्तव्यम् आसीत् बहु उपयोगाय एव भवन्ति मित्राणि सर्वाणि बहुसम्यक् एव आसन् अतः मम जीवने मम मातुः मम भ्रातुः मित्राणि सर्वाणि बहुबहुविसिष्टानि भवन्ति तावदेव